अहं तमिल्नाडुवासी प्रवासी तमिळ्नाडुमध्ये जलस्य अभावः बहु अस्ति ततः अहं तदेव दृष्टवती सर्वत्र कृषकः बहूनि कष्टानि प्रक्रुष्टकष्टानि तेषां कृते भवति एव तस्य प्रभावः अस्माकं धान्यस्य मूल्यं मूले मूले अपि भवति ततः कथं निवारणं करणीयम् एकम् अहं शृतवती सर्वस्य नदीनां सङ्कृत्य एका नदी नदीजलविभागैः इति कृत्वा सर्वेषां कृते ते सर्वेषां कृते जलस्य अभावः न भवनीयः इति एका योजना अस्ति इति अहं चिन्तितवती शृतवती तद् आग तद् अग तद् भवति चेत् उत्तमं भवति इति अहं चिन्तयामि